कथम् इत्युक्ते यदा कदा वयं कुटुम्बेन सह मा प्रवासार्थं गच्छामः तत्र स बहु सुन्दराणि दृश्यं दृष्ट्वा एवं भासते केवलं नेत्रे ता तद्दृश्यं नेत्रेण वयम् अग्रे अपि यदा कदा द्रष्टुं शक्नुमः इति तदा मम मनसि सर्वदा आगच्छन्ति आगच्छन् आसीत् अस्माकं समीपे अपि एकः केमेरा एकं केमेरा भवति चेत् बहु उत्तमम् इति गृहे वयं सर्वे मिलित्वा बहु चर्चां कृत्वा तस्मिन् काले एतद् अहं विंशतिवर्षपूर्वं पूर्वस्य घटनां वदन्ती अस्मि तस्मिन्त् समये तु मोबैल् उपयोगः तावत् न आसीत् अतः केमेरा एव वयं सर्वे तदपि बहु एकं बृहद् कार्यम् इव एव सर्वे मिलित्वा बहु बहु चर्चां कृत्वा वयं केमेरा स्वीकुर्मः क किं केमेरा अस्ति केमेरा कस्मिन् ब्राण्ड् स्वीकुर्मः इति बहु बहु चर्चा अभवत् तत् इतोपि मम मनसि अस्ति तत् चर्चां वयं सर्वे मिलित्वा उपविश्य कथं किं स्वीकरणीयं धनं कुत्र अस्ति अस्माकं समीपे तु तावत् धनमपि नासीत् आनन्तरं कथञ्चित् मम पुत्रः उक्तवान् केनन् इति अस्ति स्यात् हा केनन् इति एका एकं केमेरा आसीत् तदेव स्वीकरणीयं तत्तु अधिकं धनमासीत् कथञ्चित् वयं तत् स्वीकृत्य स्वीकृतवन्तः अनन्तरं कुत्रापि गच्छामः चेत् तस्मिन् समये रील् आसीत् खलु तद् नष्टः भवति अतः बालानां कृते वदनीयं बहु एवमेव फ़ोटो न स्वीकरणीयं यत्र बहु सम्यक् भवति दृश्यानि सम्यक् भवति तत्रैव स्वीकरणीयम् इति उक्त्वा उक्त्वा उक्त्वा मह्यं तद् बहु अभिरुचिः जातं च छायाचित्रणस्य बहु अभिरुचिः जातः इदानीं तु कुत्रापि गच्छामः चेत् सुन्दराणि दृश्यानि दृष्ट्वा फ़ोटो स्वीकृत्य अल्बं कृत्वा वयं स्थापयामः यदा कदा वयं सर्वे सदस्याः कुटुम्बस्य सदस्याः मिलामः वयं सर्वे मिलित्वा पूर्वतन भावचित्राणि दृष्ट्वा पुनः तद् तदेव इत्युक्ते काश्मीर् गतवन्तः तद् इदानीं मीन्स् काश्मीरस्य भावचित्राणि दृष्ट्वा इदानीमपि वयं काश्मीर् एव स्मः तथा भावना एकम् आगच्छति अनन्तरं सुन्दराणि चित्राणि स दृष्ट्वा सुन्दराणि अनुभवानि अपि स्म स्मर्तुं शक्यते तथा एवमेव अभिरुचिः जातः इदानीं तु केमेरा आवश्यकमेव नास्ति मोबैल् अस्ति मोबैल् भवति चेत् तु मोबैल् स्वीकृत्य एव सर्वत्र फ़ोटो स्वीकुर्मः तत्सर्वम् इदानीं तु पूर्वतनकाले इव आल्बं न भवति मोबैल् मध्ये एव एकत्र सर्वं स्थापयित्वा फ़ोल्डर्स् कृत्वा काश्मीर् फ़ोल्डर् एवम् गोकर्णा फ़ोल्डर् कार्वार् फ़ोल्डर् गेङ्गटाक् फ़ोल्डर् इति कृत्वा वयं स्थापयामः एवमेव अभिरुचिः अभिरुचिनिर्माणः जातः